न्यायदानम् इतिसर्वेषां कृते अत्यन्तम् अनिवार्यम् अस्ति सर्वेषां मनः समानं न भवति कदाचित् मनसि वैपरीत्यं भवति तन्निमित्तःपरिणामः समाजे भविष्यति अतः सर्वदा तयोर्मध्ये समतोलनं सम्पादयितुं कस्यचिदपेक्षा भवति सःकिं कुर्यादित्युक्ते का तयोर्मध्ये कस्य मतं सम्यगस्ति कस्य मतं सम्यग्नास्ति इति तेन वक्तव्यं भवति तदर्थं पूर्वं पुरातनकाले धर्मशास्त्रं धर्मशास्त्ररीत्या मनुस्मृत्यादि दृष्ट्या च किं क्रियते स्म इत्युक्ते न्यायदानं क्रियते स्म उदाहरणार्थं वयं पूर्वम् अत्र इदं ज्ञातं पठितं स्यादस्माभिः तप्तपरशुग्रहणः दृष्टान्तः इति इत्युक्ते येनकेनापि चौर्यं कृतं चेत् तत्र आह्वन्ति स्म राज्ञः स्थानं प्रति तत्र अत्यन्तं तप्तस्य परशोः ग्रहणं कर्तव्यं भवति ये येषां चौर्यापादनं भवति तयोर्मध्ये यस्य हस्तस्य दाहः भवति सः चोरः इति निश्चीयते स्म इदं तु केवलम् उदाहरणार्थम् उक्तं धर्मशास्त्ररीत्या एकस्य एकस्यापि दुष्कर्मणः एकैकरीत्या किं भवति प्रायश्चित्तं भवति अथवा तदर्थं किञ्चित्कार्यं दीयते तत्तु धर्मशास्त्ररीत्या पूर्वं क्रियते स्म चौर्यार्थम् इदं वाग्वादार्थम् इदम् अथवा कस्यचिद् हननार्थम् इदम् अयं दण्डः इति न्यायदानं तत्र कुर्वन्ति स्म किन्तु किं भवति सर्वदा कालः एकरीत्या न भवति यथा यथा प्रपञ्चःपरिवर्तते तदानीं पूर्वतनं धर्मशास्त्रादिकं दृष्ट्वा अत्र नूतनतया दातुं कदाचित् न शक्यते किन्तु धर्मशास्त्रं सर्वं वयम् आधारं क् स्वीकृत्य तदुपरि यः न्यायदानं तत्र कर्तुं शक्यः अथवा यत् न्यायदानं कर्तुं शक्यते तद् अस्माभिः सम्पादनीयं भवति न्यायदानं सर्वदा कर्तव्यम् अन्यथा कस्यचिद् हानिः कस्यचित् प्रयोजनम् इति स्यात् उदाहरणार्थं येन पापं न कृतं पापाचरणं न आचरितं तर्हि तद् तदुपरि किम् स्यात् प्रायश्चित्तः कर्मस्यात् तदुपरि दण्डादिकं स्यात् येन सम्यक् न कृतम् अथवा येन पापाचरणम् आचरितम् अस्ति तस्मै किमपि न स्यात् सः समाजे एवमेव तत्र इतोप्यग्रे व्यवव्यवहरति दो दौष्ट्यं कृत्वा व्यवहरति तर्हि कालेकाले न्यायदानं कृत्वा किं कर्तव्यमित्युक्ते येन दौष्ट्यम् आचर्यते तस्मै तादृशमेव दण्डः देयः तेन च अग्रे तस्य व्यवहारः समाजे उत्तमः स्यात् अनेन किं भवति इत्युक्ते सामाजः अत्यन्तं सुरक्षितो भवति पुरातनं पुरापूर्वपुराकाले तु धर्मशास्त्राणां रीत्या न्यायदानं क्रियते स्म अधुना तु आधुनिककाले किं क्रियते इत्युक्ते अस्माकं संविधानम् इति वर्तते तद्दृष्ट्या कस्मै कस्मै कीदृशम् इति तत्र कीदृशः व्यवहारः तेन कर्तव्यः अथवा तेन अग्रे कीदृशं न कर्तव्यं कीदृशं कर्तव्यम् आचरणम् इति अस्माकम् आधुनिकरीत्या तत्र दण्डः दीयते चौरं चौर्यार्थं यथा पूर्वं तप्तपरशुग्रहणम् इति भवति स्म तदधुना नास्ति तादृशं कर्तुं न शक्यते किन्तु उभयोर्मध्ये किं सम्यक् किं न समीचीनम् इति साक्षात् निर्णयः कदाचित् क्लेशाय स्यात् कदाचित् पुरातनं सम्यक् न स्यादपि क्वचिद् अंशेषु आधुनिकं सर्वथा सम्यगित्यपि नास्ति अतः उभयोः यत् मिश्रणं यद् मिथुनीकरणमस्ति तद् अत्र सम्यक् सम्भवति तेन च उभयोः मिश्रीकरणेनैव किं भवति इत्युक्ते समाजस्य स्वास्थ्यं सम्यग्रक्षितं भवति सर्वदा कालः अग्रे गच्छत्येव कालानुसारेणअस्माभिरपि गन्तव्यम् अन्यथा उपरिः अधः समाजेभविष्यत्येव अतः सः प्र प्रधानमिदमेव न्यायदानस्य प्रधानं कार्यं किम् इत्युक्ते समाजे स्वास्थ्यरक्षणम् इति सर्वेपि त् समाजे जीवनं कुर्युः कस्यापि तत्र आधिक्यं कस्यापि न्यूनता इति न स्यात् येन दौष्ट्यं क्रियते तस्य तेन तत्र फलम् अनुभोक्तव्यं येन यः समाजे सम्यग्ववहरति तस्य कृतेपि सम्यक् सम्माननादिकम् अपेक्षितम् तेनच तं दृष्ट्वा अन्येपि प्रेरितास्सन्ति समाजे सम्यक्ते जीवितुम् इच्छन्ति अतः आधुनिकं कन्यायदानम् अथवा आधुनिकं कन्यायदानं सम्यग्वा धर्मशास्त्राणां रीत्या न्यायदानं सम्यग्वा इत्युक्ते उभयोः मिश्रणं सम्यक् इति मम आशयः अस्ति अयम् आशयः केषाञ्चित् विरुद्धः अपि स्यात् केषाञ्चित् कृते धर्मशास्त्ररीत्या एव न्यायदानम् उचितम् इति केषाञ्चित् मतं स्यात् इतोपि केषाञ्चित्कृते पुरातनं सम्यग्नास्ति पुरातनं सर्वदा सम्यक् भवति इति नास्ति अतः आधुनिकानां विचारः अन्यो भवति विमर्शः अन्यो भवति तेषां विचारधारा अन्या भवतीति कृत्वा कदाचिदाधुनिकं सम्यगित्यपि स्यात् किन्तु मम अय् अत्र वैयक्तिकः आशयः कः इत्युक्ते धर्मशास्त्राण्यपि कदाचित् सम्यक् भवन्ति आधिक्येन सम्यक् भवन्ति आधुनिकानामपि यद् न्यायदानं तदपि सम्यक् भवति उभयोः मिश्रणं यदि वर्तते तर्ह्येव समाजस्वास्थ्यं सम्यग् रक्षति कदापि कस्य आधिक्यं कस्य न्यूनता इति इदमित्थम् इति वक्तुं कश्चनः कालः अपेक्षते विचारधारा अपेक्षते विमर्शः अपेक्षते चर्चा अपेक्षते ज्येष्ठानां सम्मतिरपेक्षते समाजस्य सम्मतिरपेक्षते अतः इदं सर्वं क्रोढीकृत्य किं कर्तव्यम् इत्युक्ते न्यायदानं यः तत्र करोति तेन न्यायदानम् इदं सम्पादनीयं भवति इतः इदमेव उचितम् इति भाति